हरि ओम् नमस्ते नमस्ते वदन्तु हा कृपया भवान् किञ्चित्

भवन्तः किम् इच्छन्ति

भोजनार्थम्

भोज तर्हि अन्नभोजनं मास्तु वा अनन्तरं भोक्तव्यम्

निश्चयेन उत्तरभारतीयखाद्यानि अपि सन्ति दक्षिणभारतीयानि अपि सन्ति एव

तर्हि आदौ दोसां चायं च आनयामि वा प्रेषयामि वा दोसां चायं च प्रेषयामि अनन्तरं किं किं वदतु अहं इदानीं पट्टिकां करोमि

दोसां चायं च पीत्वा दोसां खादित्वा चायं पीत्वा अनन्तरं भवान् भोजनार्थम् अपेक्षितम् इति उक्तवान् खलु भोजनार्थं किं किं अपेक्षितम् अन्नं वा रोटिकां वा चपाति

स्पेशल् स्पेशल् भोजनम् इत्यस्ति सामान्य भोजनं इत्यस्ति भवान् किम् अपेक्षति तर्हि स्पेशल् भोजने आदौ एका चपाति अनन्तरम् एकं पायसम् एकं मधुरभक्ष्यम् अनन्तरं एकं पलाव् अन्नम् पर्पटम् सूपः अनन्तरं व्यञ्जनम् अवलेहः तक्रं दधि एतावत् भवन्ति एतत् सर्वम् आनीय प्रेषयामि वा अस्तु तर्हि इदानीम् आदौ दोसां अनन्तरं चायं अनन्तरं किंचित् कालानन्तरं भोजनं प्रेषयामि अस्तु धन्यवादः